शिल्पकलायाः विषये विचारः नाम शिल्पकला प्राचीनकालेषु तावन्ती संवर्धिता न आसीत् परन्तु सांप्रतं सा कला बहु संवर्धिता अस्ति वर्णलेपनविषये भवतु रूपनिर्माणविषये भवतु अथवा मुकभावाभिनयरूपणविषये भवतु बहु संवर्धितम् अस्ति शिल्पकला एकस्य व्यक्ति व्यक्तेः भावं प्रकटीकरोति तस्य मनसि विद्यमानं विचारं प्रकटीकर्तुं शक्नोति एवं कलायाः संवर्धनार्थं किं कर्तव्यं इति चेत् ये बालाः इच्छन्ति कला अभिमानिनः सन्ति कला अभिरुचिणः सन्ति तेभ्यः तां तत् शिक्षणं दत्वा तन्मार्गे ते कार्यं यथा कुर्युः इतोपि तत्र विभिन्न भिन्नभिन्न कार्यैः कथं कलायाः संवर्धनं कर्तुं शक्यते इति मनसि विचिन्त्य तैः तत्र कार्यं करणियं भवति